गतदिने अहं नवरत्नतैलं स्वीकृतवान् तस्य मूल्यम् अधिकम् आसीत् परन्तु यदा वयम् अस्य तैलस्य प्रयोगं कुर्मः तदा वयं पश्यामः यत् वयं सीतलताम् अनुभवामः निद्रापि बहु सम्यक्तया आगच्छति वयं तनावमुक्तं भवामः एतेन तु लाभः लाभः एव भवति यदि वयम् अस्य तैलस्य अधिकप्रयोगं कुर्मः चेत् अस्माकं शरीरात् केशाः गच्छन्ति एतत् अस्य हानिः वर्तते